हरिः ओं नमस्ते महोदय अहं भवतां विश्वविद्यालयस्य शास्त्रीद्वितीयवर्षस्य साहित्यविभागस्य छात्रः अस्मि मम कृते साहित्यसम्बन्धिग्रन्थाः अपेक्षिताः आसन् के के ग्रन्थाः ग्रन्थालये सन्ति इति ज्ञापयन्ति वा महोदय मम कृते अध्ययनार्थं स्पर्धां प्रति तथा परीक्षानिमित्तमपि पुस्तकानि अपेक्षितानि परीक्षानिमित्तं कानि पुस्तकानि पा पठनियानि स्पर् स्पर्धानिमित्तं कानि पुस्तकानि पठिये पठनीयानि अध्ययनार्थं कानि पुस्तकानि पठनीयानि तत् तत् सम्बन्धिसर्वाणि पुस्तकानि अत्र प्राप्यन्ते वा तानि अहं प्राप्तुं शक्नोमि वा एतानि पुस्तकानि प्राप्तुं शक्नोमि वा गृहं नेतुम् अवकाशमस्ति वा तर्हि अहं कथम् अध्ययनं करोमि अस्तु धन्यवादः महोदय